हरि ओम् क स्कन्द वा स्कन्द किमर्थम् एवं करोति भवान् सर्वदा बहव समस्या सन्ति अत्र प्रतिदिनं भवान् अहं प्रतिवारम् उक्तवती तत्र विना पत्रिका मा क्षिपतु इति तथापि तत्रैव क्षिपति भवान् अन्ते आगत्य स्थापयतु इति कदा उक्तवती परन्तु पश्यतु तत्र मम कर्मकरी तत्र स्वच्छतां कृत्वा जलं तत्र अ सा क्षिप्त्वा गच्छति तस्य उपरि एव भवान् मा दिनपत्रिकां स्थापयति चेत् आद्रा भवति खलु तत् कथं पठितुं शक्नोमि आ वदतु न न अ न न इतोऽपि एकं चिन्तितं मया अस्तु तथा वक्तुं न शक्नोमि स तस्मिन् समये एव आगमिष्यति एकं कार्यं करोतु अहं एकं स्यूतं स्थापयामि तत्र अस्तु स्तूते एव स्थापयतु भवान् प्रतिदिनम् एतदपि करोति सुधर्मा पत्रिका प्रतिदिनपत्रिका अस्ति भवान् कदा स्थापयति सप्ताहे एकवारम् आहत्य सप्तपत्रिका मिलित्वा भवान् एकदा स्थापयति

आ अस्तु अस्तु अस्तु हा हा अस्तु अस्तु तत् चिन्तयामि सम्यक् अस्ति भवत चिन्तनं संसूचना अपि सम्यक् अस्ति तथैव करोमि तर्हि भवान् अ तस्मिन् दिने एव प्रापयति वा दिनपत्रिकाम् आहत्य अस्माकं ह समग्रभागस्य हा आ अस्तु अस्तु तत् तत् पश्यामि पश्यामि वस्तुत शक्यम् इति भाति यत मम बहव छात्रा सन्ति तथैव वसन्ति अहं तदपि कर्तुं शक्नोमि अस्तु

अस्तु अस्तु अस्तु करोमि इतोपि एक विषय अस्ति स्कन्द मुख्यः विषय स क एक बालक आगत्य राजन अस्ति तस्य नाम स आगत्य पत्रिकाया धनं स्वीकृत्य गतवान् इति मम पुत्र उक्तवान्

अहं तदेव उक्तवती न यदि स्क स्कन्द आगच्छति चेदेव धनं दातव्यम् आसीत् पुन अन्य बालक आगतवान् चेत् भवान् किमर्थं दत्तवान् इति तर्जितवती तथापि एकवारं पश्यतु एकवारम् आ यत भवत नाम्नी अ धनं स्वीकृत्य गच्छन्ति चेत् पुन जना भवन्तमेव तर्जयन्ति अस्तु अस्तु तदपि एकवारं सम्यक् पश्यतु दृष्ट्वा अनन्तरं भवान् एतत् सूचयतु तम् अस्तु अ अव अस्तु तर्हि राम् राम्